आम् भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रोत्साहनार्थं बहु बहु उपायनानि यच्छन्तः सन्ति प्रोत्साहनः उत्तमः विषयः एव किन्तु तत्र योग्यतां दृष्ट्वा एव बहुमतिः प्रदानं भवति चेत् दुर्विन्योगः न भवति एवम् अन्येषां कृते अपि अन्यासां कृते अपि प्रोत्साहकरं भवति नाम ओहो अहमपि तादृशं भवामि चेत् तादृशं पठामि चेत् मम कृते अपि तादृशं बहुमानम् यच्छन्ति किल इति तादृशः प्रोत्साहनः उचितः भवति सर्वे सर्वासां बालिकानां कृते समीचीनं न भवति अस्तु नाम विद्यालयाः दूरे सन्ति चेत् किञ्चित् गमनम् बहु दूरमस्ति चेत् द्विचक्रिकां स्वयं क्रीत्वा गच्छन्ति नाम अर्थात् तत्र योग्यता अस्ति वा अवसरः अस्ति वा सद्विनियोगं करोति वा इति सर्वं दृष्ट्वा एव सर्वकारैः न तत्रत्याः ज्येष्ठाः जनाः भवन्ति खलु ते तादृशानां पूरणं कुर्वन्ति चेत् वरम् प्रान्तीया अभिवृद्धिः भवति चेत् वरम् सर्वम् उचितरूपेण सर्वकाराः यच्छन्ति चेत् समीचीनं न भवति इति